सामान्यतः जनाः चित्रकलायाः शिक्षणे यद् यदि वयं सम्यग्रूपेण लेखनीं न गृह्णाति तत्र दोषः आयाति इदं लेखनीं सम्यग्रूपेण गृह्णाति तत्र दोष न आयाति तत्र लेखनसमये ह हस्तौ न दुजति कम् कम्पायमानः न भवति कम्पायमान न भवति तत्र एकं सुन्दरं चित्रं न यदि कम्पायमान भवति तत्र सुन्दररूपं निर्माणं न भवति यदि सर्वप्रथमं लघु आकाररूपेण चित्रनिर्माणं भवेत् यदि लघु आकाररूपेण चित्र न भवेत् तत्र दोषः आयाति चित्रनिर्माणं समये चित्रनिर्माणसमये चित्रं कथं भवेत् इति जान् जानीमः यदि चित्रं न कथं भवेत् इति जानीमः न भवेत् तत्र दोष आयाति दो दोस् नि निवारणे लेखनी सम्यग्रूपेण गृह्णाति उत्तमकलाकारः यः भवति निरन्तररूपेण अभ्यासः भवेत् न तु ए एकः समयः अभ्यासः भवेत् निरन्तररूपेण अभ्यासः भवेत्